मम जीवने मया अनुभूतेषु कष्टेषु विशय् विशेषतया अध्ययनवेलायां मया बहुकष्टम् अनुभूतम् अस्ति किमर्थम् इत्युक्ते वस्तुतः मात्सर्यं तु मनुष्याणां कृते प्रायः भवति एव अतः अध्ययनं ये सम्यक् कुर्वन्ति तेषां कृते ये धूर्तछात्राः सन्ति ते उपद्रवादिकं कुर्वन्ति कदाचित् अध्ययनवेलायां कोलाहलादिकं कृत्वा कक्षायां च कोलाहलादिकं कृत्वा क्लेशं जनयन्ति स्म मम डिग्री अध्ययनवेलायां यदा अहं पठामि तदानीं कदाचित् मध्ये विद्युत्स्थगनम् इत्यादिकं कारयित्वा अध्ययने क्लेशादिकं जनयन्ति स्म परीक्षायाः पूर्वदिने कोलाहलादिकं कृत्वा क्लेशं जनयन्ति स्म यदा परीक्षां लिखामि तदा तदानीम् अपि परीक्षालेखनावसरे अपि कोलाहलादिकं कृत्वा ये सम्यक् लिखन्ति तेषां कृते कष्टं जनयन्ति स्म पुनश्च मूल्यमापनमपि सम्यक् न जायते स्म यदि सम्यक्ग्रूपेण लिखितं चेत् समीचीनरूपेण अङ्काः न प्राप्यन्ते स्म केचन अङ्काः विना कारणेन निष्कास्यन्ते स्म आन्तरिकमौल्यमापने बाह्यमौल्यमापने च उभयत्रापि एतादृशी स्थितिः आसीत् अतः एतादृशीसमस्याः बहु अध्ययनवेलायाम् अनुभूताः पुनश्च एवमेव पुन वारं वारं पुनः तथापि कथञ्चित् अध्ययनाधिकं कृत्वा कृत्वा एव तस्मात् कष्टात् अहं बहिरागतवान्